नूतनाः पाकविधानार्थम् अहम् एकः होश्यः दृष्टवान् आसीत् तश्शोस्य नामः रशेल रे शो इति अस्ति एतत् रशेल रे शो अमेरिका टेलिविज़नः शो आसीत् एतश्शो अष्टादश सप्टेम्बर् मासस्य इ षड् द्विसहस्रतमे वर्षे आरम्भम् अभवत् तथा च अष्ट अष्टविंशतिः जुलै मासस्य त्रयोविंशतिः विन् द्विसहस्र यावत् कालापर्यन्तं प्रसारीतः आसीत् एतत् शो शार्क् शहर अमेरिका शार्क् नगरतः प्रसारीतः आसीत् तस्य महर्घर अपि शार्क् शहरम् आसीत् एतत् शो बहवः एते श्श बहवः पुरस्कारः अपिः प्राप्तवान् आसीत् एकादशद्विसहस्रः वर्षतः द्वादश द्विसहस्रवर्षपर्यन्तं डेरा डेटा इम् एमि पुरस्कारः अपि प्राप्तवान् आसीत् पञ्चदश द्विसहस्रः षोडश द्विसहस्रवर्षे क्रीएटीवी ए आर्ट्स् एमि पुरस्कारम् अपि प्राप्तवान् एकोन एकोनविंशतिः द्विसहस्रः अतः त्रिविंशतिद्विहस्रः तमे वर्षे अपि डेट्टा इम् एमि पुरस्कारं प्राप्तवान् आसीत् तत्कारणेन एतत् श्शो नूतननूतन नूतननूतनः पाकविधिः ए वीडियो प्रेषितवान् आसीत् तत्कारणेन एतत् शो मया बहु रोचते इति